समाजशान्तिं कल्पयितुम् अथवा नागरिकान् च रक्षयितुं न्यायव्यवस्थायां किं कर्तव्यं नाम प्रथमं शिक्षणव्यवस्थां वि व्यवस्थां परिवर्तनीयं तद् सम्यक् भवति नाम अन्यत् सर्वं सम्यक् भवति किमर्थं नाम यदा लघु भवामः तदैव अस्माकं समीचीनगुणान् गुणाः वर्धयामः चेत् अग्रे स्मः वयं सम्यक् कर्तुं शक्नुमः यदि अस्माकं शिक्षणमेव न सम्यक् भवति अग्रे अस्माकं ज्ञानमेव न भवति किं कर्तव्यं किं न कर्तव्यं कथम् आचरणीयं कुत्र कथं भवितव्यम् इति विषयः एव न ज्ञायते नाम समाजे कथं जीवनं यापयितुं शक्नुमः तस्मात् शिक्षणव्यवस्था प्रथमं सम्यक् भवेत् तत् सम्यक् नाम अन्यत् सर्वं सम्यक् कर्तुं शक्यते इति मम अभिप्रायः पुनः अपराधसङ्ख्यायाः विषये किं चिन्तनं नाम तद् विषये चिन्तनं न जा विषये अहं न जानामि